निट्टिङ्ग् सीवनं तु अहं स्कूल् डेस् मध्ये एव आरम्भं कृतवती तत्र क्राफ्ट् पीरियड् मध्ये अस्माकं तु सिस्ट्र् एका क्लात् दत्वा सर्वं स्टिचिन्ङ् पाठितवन्तः तत् सम्यक् एव वयं तत् पा पठितवन्तः अनन्तरम् आसक्तिः चेत् कल्याणम् अनन्तरं सारी स्टिचिङ्ग् डिज़ैन् एम्ब्रायिडरि तत् विद्यालये किं पठितवन्तः तदुपयुज्य अत्र फ्लेवर् डिज़ैन् तादृशं कृत कृत्वा सम्यक् आसक्तिः आगच्छति तत् सारी वा ब्लौस् वा तत् दृष्ट्वा जनाः सम्यक् अस्ति इति वदति चेत् किञ्चित् आसक्ति एय रुपेण वयं कृतवन्तः अनन्तरं प्रेरणा तु बहिर् मगं वर्क् एम्ब्रायिडरी तादृशम् अधिकमूल्यं स्वीकरोति तत्तु वयं कर्तुं शक्यते किल इति प्रेरणा तु वयं तादृशं स्टिचिङ्ग् मध्ये इन्ट्रेस्ट् आगत्य कृतवन्तः